मम प्रदेशे समुदायेषु बहुधा विविधता दृश्यते यद्यपि समुदायानां संस्कृतिः क्वचित् भिन्ना भवति तथापि समुदायानांमध्ये सामरस्यं तु सम्यक् एव अस्ति एतादृशं सामरस्यं माध्यमेषु कदाचित् दर्शयन्तु किन्तु कदाचित् संवेदनशीलतां विस्मृत्य माध्यमजनाः वृथा अपलापं कुर्वन्ति तेन समुदायानांमध्ये कलहः कलहः भवितुम् अर्हति